मम प्रदेशे सन्ध्यावन्दनं पूजापाठः कर्मकाण्डम् ईश्वरस्य आराधना ध्यानं च प्रमुखः धार्मिकपरम्परा अस्ति अहम् प्रातःकालः सन्ध्या मध्यान्कालः सन्ध्या अपि च सन्ध्याकालः सन्ध्या त्रिशि त्रिषु कालेषु सन्ध्या अहं करोमि अहं प्रातः उत्तिष्ठ स्नानानुप्रान्त् प्रातः सन्ध्या क करोमि तदुप्रान्त् अहं श्री ईश्वरस्य जपं ध्यानम् अहं करोमि तत्पश्चात् अहं श्रीश्वरस्य अराधना आरती मङ्गलाचरणम् इत्यादि अहं करोमि तदुप्रान्त् मध्याह्नकाले अहं मध्याह्नसन्ध्यां करोमि तपः जपः ध्यानम् आराधनां करोमि तत् उपरान्त् अहं सन्ध्याकाले पुनः स्नानमुपरान्त् अहं सायं सन्ध्यां करोमि तत्पश्चात् तपः ध्यानं जपः तदुप्रान्त् अहं श्रीश्वरस्य आरतिं मङ्गलाचरणं ध्यानं भजनं इत्यादि अहं करोमि